हा नमस्कारः भवती शिवाजीमहाराजकथायाः पुस्तकस्य लेखिका वदन्ति अस्ति वा

तर्हि भवती यावत् पुस्तकपृष्ठानि प्रेषितवती तेषु भवती विंशतिः विंशतिः पृष्ठानि प्रेषितवती तेषु द्वादशपृष्ठानां टङ्कलेखनम् अभवत्

भवती परिशीलनं कृतवती वा तर्हि तद् तत् तत् परिशील्य भवती प्रेषयतु अहं तस्य शुद्धं तत् शुद्धं करोमि शीघ्रमेव पुनः एकम् अस्ति भवती केवलं विंशतिः विंशतिः पृष्ठान् प्रेषितवती पृष्ठान् प्रेषितवती अग्रे अपि सिद्धाः सन्ति वा लेखनकार्यम्

एवं वा यदि भव भवती आगन्तुं न शक्नोमि तर्हि अहं भवत्याः गृहम् आगच्छामि वा स्वीकर्तुम्

आमां निश्चयेन पुनः एकमस्ति भवत्याः तत्र विंशतिः पृष्ठान् सिद्धाः सन्ति तत्र चित्राणि अपि तत्र स्थापयानि सन्ति तर्हि अहम् अहं तानि चित्राणि प्रेषयामि भवति तस्य चि भवती चिनोतु तेषु

आम् आमाम् अस्तु तर्हि पुनः अहं यदि यदि आवश्यकं भवेत् तर्हि अहं पुनः दूरवाणीं करोमि किन्तु भवती यथाशीघ्रं सर्वाणि पृष्ठानि तत्र प्रेषयतु

आमां निश्चयेन निश्चयेन तर्हि मिलामः अस्तु